मया समुद्रे तरणं बहुवारं कृतमस्ति मया कृतम् अपि च नद्यां तरणं तरणं कथं क्रियते एकरीत्यां नद्यां तरणं क्रियते समुद्रेपि अन्यथा किञ्चित् तरणं क्रियते यतो हि नद्यां प्रवाहः भवति नद्याः किं नद्यां जलं शीघ्रं वेगेन प्रवहति किन्तु समुद्रे तत्र जलतरङ्गाः भवन्ति समुद्रे इत्यस्मात् कारणात् तत्र तरणं किञ्चित् भिन्नरीत्या क्रियते अपि च बहुवारं मयापि समुद्रे तरणं कृतम् कष्टमपि अनुभूतम् आदौ यतो हि किञ्चित् अग्रे गन्तुं प्रयासं प्रयत्नं क्रियते किन्तु तत्र तरङ्गम् अनुक्षणं तद् आगच्छति तस्मात् अग्रे गम्यमानं पुनः प्रतिसरः पुनः पृष्ठभागं प्रति आगम्यते मया यतो हि तथा ता तद् समुद्रस्य तरङ्गाः भवन्ति अतः तत्र समुद्रे तरणकाले यदा तरङ्गः आगच्छति तदा सम्यक् समीचीनः अभ्यासः तरणस्य तरणस्य अभ्यासः भवति चेदपि अलं न भवति कष्टमेव भवतीति यतो हि यदा तरङ्गः आगच्छति अस्माकम् उपरि पतति तदा मुखे नासिकायां नासिकायां सर्वत्र अन्तः जलं गच्छति अतः तरणं कर्तुं तत्काले न शक्यते अतः यदा तरङ्गः भवति आगच्छति तदा तस्य उपरि तरङ्गस्य उपरि किञ्चित् लङ्घनं कर्तव्यं तदा लङ्घनं कुर्वन् कुर्वन् तत्र तरणं कर्तुं वयं शक्नुमः एवं मयापि एवमेव चिन्तयित्वा तदुत्तरं तरणस्य समुद्रे तरणं कथं कर्तव्यम् इत्यादिकं विचिन्त्य समुद्रे समीचीनतया तरणं तत्काले कृतम् इदानीमपि समुद्रे समे सम्यक् तरणं कर्तुं शक्नोमि